ये छात्राः भवन्ति तेषां कृते बहुप्रकारकाणि छात्रवृत्तयः प्राप्नुवन्ति यथा अस्माकं विश्वविद्यालये ये छात्राः पठन्ति तेषां कृते ये प्राक्शास्त्रि अथवा शास्त्रि आचार्यकक्षायां पठन्ति तेषां कृते तदनुगुणं छात्रवृत्तिः प्राप्यते एवं च ये शोधछात्राः भवन्ति तेषां कृते शोधछात्रवृत्तिः प्राप्यते एवं च महिलाछात्राणां कृते अपि बहूनि योजनानि सन्ति तेषां कृते स्थानानि अपि किञ्चित् नियुक्तानि सन्ति एवं च महिला छात्राणां कृते यानि स्थानानि सर्वकारेण अथवा अस्माकं विश्वविद्यालयेन सुनियोजितानि सन्ति तेषु स्थानेसु तासां कृते छात्रवृत्तिः प्राप्यते